हरिः ओम् अहं भरद्वाजः अहं भवताम् उपहारमन्दिरतः अहम् एकं द्वौ मसाला दोशौ बुक्कृतवान् अनन्तरमेकं पास्ता अपि बुक् कृतवान् अनन्तरम् अन्यत् पीसा अपि बुक् कृतवान् परन्तु तत्र अज्ञानवशात् तत्र एकं पास्ता द्वयम् आर्डर् कृतं तत्र एकं निष्कास्य अन्यदपि तत्र योजयन्तु पुनश्च तत्र स्विग्गिमध्ये तत्र भवताम् अल्पाहारमन्दिरे यक्कोपि विशेषः उपहारः वर्तते तत् किं वदन्ति पास्ता अथवा इड्लि साम्बार् तदेकं तत्र यो तत्र योज्य संयोज्य तद् अधुना प्रेषयन्तु